अहं प्रायशः लिखामि यदि मनसि किमपि चिन्तनमस्ति चेत् साक्षात् लिखामि मम दैनन्दिनी लेखनप्रक्रियापि प्रतिदिनं रात्रौ प्रचलति आदिनं किं कृतं किं चिन्तितं किं सङ्कल्पः स्वीकृतः केचन विषयाः भवन्ति तानि सर्वाणि अपि लिखामि तत्र उट्टङ्कनस्य विकल्पः नास्तिरेव यतो हि दैनन्दिनीं लिखामः चेदेव अस्माभिः सर्वम् अनुभवः वा व्यक्तिमपि वा तत्र आगच्छन्ति परं तद्विहाय सर्वत्रापि साम्प्रतं टैपिङ्ग् इत्युक्ते उट्टङ्कनमेव प्रचलति कार्यक्षेत्रेषु वा भवतु कलाशालायां वा भवतु विद्यालये अपि बहवः बालकाः बालिकाश्च छात्रछात्रेभ्यः सर्वत्र उट्टङ्कन व्यवस्था अस्ति दूरभाषास्ति दूरभाषायामपि उट्टङ्कनम् उट्टङ्कनव्यवस्था वर्तते अतः सङ्गणकस्य उपयोगः यदा वर्धितः ता तदारभ्य उट्टङ्कनमेव प्रचलन् अस्ति एषु दिनेषु अतः लेखनं तु बहु परिवर्तितं लेखनं बहु न्यूनं जातम् अस्मिन् काले तु नास्ति शास्त्रीय पठनमपि ये कुर्वन्ति ते अपि सर्वमुट्टङ्कनं कृत्वा तेषां कृतेपि पुस्तकानि लभ्यन्ते सर्वाषु सर्वासु भाषासु उट्टङ्कनम् अस्ति सर्वासु भाषासु लभ्यते अयं प्रक्रिया अयं विकल्पः अस्ति अतः लेखनं न्यूनं जातं परम् इदानीमपि लेखनम् अस्ति इ पुस्तकानि लभ्यन्ते जनाः लिखन्तः अपि सन्ति उट्टङ्कनं प्रायशः किञ्चित् अधिकतया क्रियमाणः विषयः वर्तते अहं तु वस्तुतः लेखितुम् एव इच्छामि यत्किमपि मया स्मरणीयं वा अन्यथा मया ग्रह ग्रहणीयं वा अन्यथा पठनीयं वा यत्किमपि शास्त्रमध्ययनं करणीयं चेत् निश्चयेन उट्टङ्कनेन मम सहायः न भवतिरेव भवत्येव इति निश्चितम् अहं केवलं लिखामि लिखित्वा एव ग्या ज्ञास्यामि यतो हि किमपि उ कार्यक्षेत्रेषु किमपि करणीयं चेत् तदानिम् उट्टङ्कनं क्रियते मया